हरिः ओं मम नाम माधवः अहं भवतां पुस्त ग्रन्थालयं प्रति गतसप्ताहे आगतवानासं तत्र अहं शब्दक् तत्र अहं तावत् बहूनि पुस्तकानि दृष्टवान् तेषु पुश् पुस्तकेषु अहम् भोः अहं यानम् इति एकं पुस्तकं स्वीकृतवान् तं तावत् एस् एल् भैरप्पामहोदयाः लिखितवन्तः तत् पुस्तके अग्रिम दिनेषु कथं जीवनं भवति इति लिखितवन्तः ते ग्रन्थकाराः तेषां कल्पनायां तावत् तत्र एकं यानं निर्मितं भवति तस्मिन् याने अन्यत् यत् सूर्यमण्डलम् अस्माभिः दृष्टं नक्षत्रमण्डलं तन्नक्षत्रमण्डले एका भूमिः दृष्टा वर्तते त तस्यां भूमौ यदि वासयोग्यपरिसरः लभ्यते तर्हि तत्र अस्माभिः अग्रे यदा इयं भूमिः नश्यति तदा तत्र गत्वा वासः कर्तुं शक्यते इति एकां परिकल्पनां ते कृतवन्तः तत्र तादृशं पुस्तकम् अहं स्वीकृतवान् स् तत् पुस्तकं बहु सम्यगासीत् अतः भवन्तः तथैव अन्यान् अन्य पुस्तकानि मह्यं दापयन्तु इति प्रार्थनायां विरमामि